छात्राणां कृते वार्षिकीछात्रवृत्तिः दीयते अनन्तरं तत्रापि बहुविधाः नियमाः बहुविधानि नियमानि सन्ति अनन्तरं केचन छात्राः भवन्ति तेषां कृते छात्रवृद्धि न दीयते केटेगिरीज़ वैज़् वर्गाणां विभागेन अपि छात्रवृत्तिः दीयते परञ्च मम अपेक्षया तु यदि अहं चिन्तयामि सर्वेरपि समानाः सन्ति अद्यतनीये

स्वकीयं चिन्तयन्ति अधमजनाः यदि चिन्तयन्ति तेऽपि सम्यक् धनम् प्रत् उत्पादयन्ति प्राप्नुवन्ति ये जेष्ठाः सन्ति ते अपि सर्वेषां कृते नाम केटेगिरी वैज़् मा पश्यन्तु सर्वेषां कृते समानं धनं भवतु महिलानां कृते किञ्चित् काश्चन य योजनाः सन्ति तान् योजना यथा कन्याविवाहयोजना तेषामपि वृद्धिः भवतु अनन्तरं महिलानाम् उपरि किञ्चिद् दृष्टिः स्यात् धन्यवादः